अहं तु प्रतिदिनं प्रातःकाले एकघण्टां योगार्थमेव स्थापयामि रात्रौ निद्रा पूर्वम् अहम् एकवारं योगं कृत्वा एव अहं शयनं करोमि तेन मम निद्रायाः भङ्गः न भवति दुस्वप्नः अनेन भवन्ति उत्तम मया निद्रां कर्तुमपि शक्यते इदानीं मम पिता मम माता अपि विद्यालये अध्यापकाः सन्ति ते तु प्रातःकाले गच्छन्ति चेत् सायङ्काले सन्ध्यासमये एव प्रत्यागच्छन्ति तेषां जीवने योगः योगाय आगतः परिवर्तनानि वयं पश्यामः चेत् तद् अस्माभिः चिन्तयतु मयि न शक्यते इदानीं मम माता तु पूर्वं तु अतीव किं वदति टेन्शन् इति वयम् आङ्ग्लीयभाषायां वदामः तादृशम् आसीत् किन्तु योगाभ्यास अनन्तरं तस्याः तु तस्याः तु किं किं किं किं वयं ते कदा कदा किं किम् इन्क्लूड् कर्तुं शक्नुमः इति वयम् अस्माभिः वयं जा सा तु तद् इदानीं सा तु तद् कर्तुं शक्नुवन्ति इदानीं प्रातःकाले सा योगं करोति मम पिता माता मिलित्वैव योगं कुर्वन्ति तदानीं तेषां तु अतीव उत्तमरीत्या परिवर्तनानि तेषां जीवने अभवत् इति अहं विश्वसिमि